हरि ओम् महोदय आम् नमस्ते अहं सम्यक् अस्मि अहं बुधवासरे मङ्गलूरुनगरं गन्तुम् इच्छामि भवत समीपे केब् बुक्किङ्ग् अस्ति वा अहं केब् बुक् करोमि तव कृते मङ्गलूरु नगरत उडुपि नगरपर्यन्तं कार् यान वेच्चं बहूनि अभवत् वा अस्तु अस्तु एतद् वा अहं ददामि बुधवासरे भवान् कार् यानं प्रेषयन्तु मम समीपे समयः प्रातः सप्तवादने सप्तवादनम् एव अहं गन्तुम् इच्छामि कृपया कार् यानं प्रेषयतु बहु विलम्बं न करोतु अस्तु महोदय धन्यवादः